लक्ष्मणस्य घटना मया बहु रोचते एव किमर्थम् इत्युक्ते तत्र लक्ष्मणस्य रामसीतयोः सः रामसीतयोः सह वनं गमनं गमनसमये सर्वदा सः द्वयोः सेवां कुर्वन् आसीधेव तत् किम् इत्युक्ते सेवा कथं करणीयम् अन्यथा आचार्यस्य समीपे कथं भवितव्यम् इति सर्वं सः दर्शयति अन्यथा तत् वैष्णवविषये वदति प्रणवस्य मध्ये प्रणवस्य अकारः उकारः मकारः त्रयाणां कृते तस्य त्रयमपि भवति रामसीतलक्ष्मणयोः तत् त्रयमपि भवति इत्येव लक्ष्मणस्य कडना अत्यधिकं मया रोचते एव तस्य सेवाविषये तत्सर्वं सः दर्शितवान् एव